अहं वरदक्षिणां दास्यामि नाम तत्र शास्त्रे एव उच्यन्ते वरदक्षिणां दातव्यम् इति शास्त्रादिषु उक्तो वर्तते परन्तु वरः न अपेक्षितव्यं तत् तदेव वरदक्षिणां दास्यामि तत्र वरदक्षिणां रूपेण अहम् उपायनं किं दास्यामि इत्युक्ते वरस्य उपयुक्तानि वस्तूनि दास्यामि नाम ग्रन्थादिकं दास्यामि ग्रन्थदानं करोमि तथा तद्ग्रन्थात् सः अध्ययनं कृत्वा अग्रे जीवनं कर्तुं शक्यते इति मत्वा ग्रन्थादिकं दास्यामि तथा किञ्चित् मौल्यमपि दास्यामि परन्तु तत् सः न अपेक्षितव्यम् इति शास्त्रे निरूपितं तस्मादहं वरदक्षिणा दास्यामि परन्तु अतीवमपि न दास्यामि मम योग्यता यावद्वर्तते तावद्दास्यामि